हरिः ओम् हा वदतु एतद् भवती कदा तत्र वर्तते अस्तु अस्तु तत्र कः अस्ति भवत्याः पुत्रः पुत्री वा अस्ति पुत्री अस्ति अस्तु पुत्री अस्ति खलु हा हा दौ दौहित्राः सौत्ययः हा तेन सहैव भवत्याः समयः निर्गच्छेत् समययापनं तर्हि सम्यक् भवेत्

आं मयापि श्रुतम् असीत् हा ओ हो अस्तु अस्तु मया मया मया पूर्वमेव सिरप् एकं संस्कृतमासीत् किल तदेव सिरप् स्वीकृत्य प्रातः प्रातः नाम प्रातः तदन्तरं रात्रौ अपि निर्जला निद्रायाः पूर्वम् एक एक स्पून् एकचमसात्मकं स्वीकरोतु यदि वेदना स्यात् शिरोवेदना नेत्रयोः ज्वालनम् इत्यादिकं स्यात् तत्र पेरासिटमल् एकं स्वीकरोतु एस् ओ एस् यथापेक्षा यथापेक्षमेव प्रतिदिनम् इति नास्ति तत् करोतु तदनन्तरं बाष्प बाष्पोछ्वासः करणीयः बाष्पोस नाम तत्र उदकम् उष्णीकृत्य उदकं पात्रे उष्णीकृत्य बाष्पः आयाति किल ततः बाष्पः उत्पद्यते वस्त्रेण मुखं शिरः अपि आच्छाद्य तत्र बाष्प उच्छ्वासः करणीयः बाछ्वोस्वा बाष्पोच्छ्वासेन निवारणं भवति कण्ठस्यापि निवारणं भवति यदि श्वासः निरुद्धः भवेत् नासिकायाः निरोधः भवेत् तस्यापि निवारणं भवति तत्र इति अवश्यम् न प्रातः अपि रात्रौ अपि निद्रायाः पूर्वं करोतु तदनन्तरं सन्ध्याक्षालनं मुखक्षालनं कवोष्णजलेन लवणसहितकवोष्णजलेन उष्णजलं मास्तु कवोष्णजलं कवोष्णोदकेन किञ्चित् क्षालनं कुर्यात् बहु न्यूनं भवेत् अस्तु हा हा शाकायित् विषयः एकः अस्ति इदानीं फलानि स्वीकरोतु समये भोजनं करोतु तावदेव यदि इतस्ततः अटनं कर्तुं शक्यते चेत् अटनं करोतु तावदेव अधिक परिश्रमेण कार्यं न करोतु

भवती शैत्यमपि तत्र नूतनतया भवति भवत् भवती तु नूतनविषयः भवती शैत्यम् अत्र चन्नैनगर्यां शैत्यमिति नाम अपि न दृश्यते डिक्ष्नरि वित्तको शब्दकोशे अपि शैत्यशब्द न वर्तते अत्र चन्नै नगर्यां शैत्यशब्दः न लभ्यते एव अस्माकं शब्दकोशे अत्र शैत्यमस्ति इति कारणेन नूतनतया शैत्यमस्ति चेत् तस्य सोढव्यम् असह्यमानमेव भवति इत्येव अस्ति इति किञ्चित् तत्र तत्र हा विश्रान्तिं स्वीकरोतु किञ्चित् आसनं तादृश किञ्चित् व्यायामं करोतु तदनन्तरं तत्र स्वेटर् इत्यादिकं पूर्णात्मकवस्त्रं धर्तु धारयतु सम्यक् भवति हा अस्तु अस्तु अस्तु अस्तु स्वागतं स्वागतम् अस्तु